विश्वे अहं प्रवासार्थं यत्र कुत्रापि अवकाशः आगच्छति ते चेत् तत्र यत्र संस्कृतपाठशालाः भवन्ति वेदाध्ययनगुरुकुलानि भवन्ति तत्र गच्छामि किमर्थम् इत्युक्ते तत्र यदि गच्छामः चेत् तत्र अस्माकं शास्त्रस्य शास्त्रस्य किम् अस्माकं ज्ञानं भवति अस्माकं ज्ञानम् आगच्छति अस्माकम् जनाः कथं पठन्ति कीदृशं ज्ञानं प्राप्नुवन्ति अस्माकं जीवनं कथं चलति शास्त्रसहितं वयं कथम् अग्रे गच्छामः इति तत्र ज्ञायते यत्र यत्र संस्कृतभाषणं भवति यत्र यत्र संस्कृतपठनं भवति वेदपठनं भवति तत्र अहं गन्तुमिच्छामि तद् अमेरिकादेशं वा भारतदेशं वा लण्डनदेशं वा आस्ट्रेलियादेशं वा अन्तरिक्षं वा यत्र कुत्रापि एतादृशम् अध्ययनं चलति चेत् तत्र गन्तुमहम् प्रयत्नं करोमि बहु उत्तमस्थलानि एव तत्र वयं सर्वे अवश्यं तत्र गन्तव्यम् अस्ति ग गन्तव्यमेव इत्युक्ते तादृशं स्थलदर्शनं तत्र गमनम् अस्माकं सुकृतं सौभाग्यं वर्तते अस्माकं जीवने तदर्थं वयं यत्र वेदाध्ययनं भवति केवलं गमनमित्युक्ते केवलं दर्शनम् आनन्दम् इत्यादिकं न किञ्चित् ज्ञानसहितम् आनन्दं शास्त्रसहितम् आनन्दम् आध्यात्मिकसहितम् आनन्दम् वेदसहितम् आनन्दं संस्कृतभाषासहितम् आनन्दं प्राप्नुयात् प्राप्स्यामः चेत् तत्र अस्माकं जीवनं दिव्यं भव्यं भवति अग्रे अस्माकं जीवनम् आनन्ददायकं भवति